यदि अस्माकं राष्ट्रस्य बालकानां संस्काराः उत्तमाः भविष्यन्ति चेत् तेषां समग्रं जीवनं सम्यक् भवति यतो हि बालकानां कृते प्रारम्भे एव वयं शिक्षणं न दास्यामः तेषां कृते संस्कारां संस्काराः न दत्ताः न दास्यामः तदानीं तेषाम् आचरणम् अपि सम्यक् न भवति ते न जानन्ति अस्माकं संस्कृतिः का अतः अस्माभिः बालकानां कृते सांस्कृतिकशिक्षणम् अपि पूर्वं पूर्वकालादेव दातव्यं सांस्कृतिकम् आ सांस्कृतिक आचरणेषु श्रद्धया भागं ते तदानीम् एव वहन्ति यदा ते पूर्वम् एतादृशं संस्कारं प्राप्नुवन्ति अतः पूर्वमेव तेषां कृते संस्काराणां ज्ञानं दातव्यम् अस्माकं कीदृशी संस्कृतिः कीदृशाः संस्काराः एतत् सर्वं पूर्वमेव परिवारे एव तेषां कृते दातव्यं तथा च सामान्यतया सांस्कृतिकविषयेषु यूनाम् उत्साहः अपि तदानीमेव भवति यदा ते यूनां ते युवानः यदि सम्यक्तया पूर्वं संस्कारं प्राप्नुवन्ति चेदेव अनन्तरं ते उत्साहेन सांस्कृतिककार्यक्रमेषु तथा च सांस्कृतिकं सर्वेषु विषयेषु उत्साहं प्रकटयन्ति एतादृशः एव मम आशयः